हरियोम् नमो नमः प्रणामः हा सम्यगस्मि भवान् कथमस्ति अस्तु तर्हि किमर्थं संयोगः स्थापितः एवमेवं पृच्यतां सत्यं ह ह ह ह ह ह अस्तु अ अ अस् अस्माकं ह्म् पुनः तद्विषयं स्मारयामि ह्म् ह्म् किमस्ति अस्माकं कलाकक्षासु अस्माभिः ह्यस्तने एकः चित्रं निर्मीय तत्र तस्य चित्रस्य निर्माणं कर्तुं गृहे अहं तत् गृहकार्यरूपेण दत्तवान् अस्मि तस्य निर्माणविषये काचित् संशयः कश्चन संशयः अस्ति चेत् उच्यतां तद्विषयकं कार्यं मया दत्तं अस्ति तन्निमित्तं केवलं जलनिर्मित रङ्गवल्ल्यामेव तस्य निर्माणं कर्तव्यमस्ति तत्र चाट् पेपर् अपि आवश्यकं भवति तेनैव चित्रस्य निर्माणं करणीयमस्ति अवगतं

ह ह अन्यत् हा हा अन्ये न यदि भ भव् भवननिर्माणं करिष्यति चेत् कदा चित् किं भवति अन्य रङ्गद्वारा चित्रद्वारा कदाचित् यदा तत् वयं बहिः निश्काशयामः नाम भवान् सम्यक्तया चित्रं निर्मान्ति इति अहं तु जानामि परन्तु चित्रनिर्माणात् परं तत् भवता अभ्यासार्थं खिल ह्म् अतः पुनर्वारं यदा वयं तत् निक्ष् निक्षेपयामः बहिर्गत्वा परिवेशस्य नाशः भवति यत् तैलादि निर्मितः रङ्गवल्यां यदि भवान् चित्रनिर्माणं कार् करिष्यति चेत् तस्य परिवेशस्य हानिः भविष्यति अतः अस्माभिः जलनिर्मितरङ्गद्वारा एव तत्र वर्णसंजोजनं कर्तुं अभ्यासः दीयते ह्म् अतः स्म्यक्तया तेन एव निर्मान्तु तस्मिन् कथञ्चित् पुनः यदि कश्चन त्रुटिः भवति चेत् मां प्रष्टुमर्हति ह्म्

यः यद् विषय् यद्विषयकं यद्विषयकं अस्ति विषयः अस्माभिः दत्तं तेनेव विषयस्य उपरि एव चित्रं निर्मातव्यं अस्ति ह्म् ह्म् गौः इति विषयमधिकृत्यमस्माभिः दत्तमस्ति तस्येव विषयस्य चित्रं निर्मातव्यं अस्ति हा हा हा तत् तत् सामान् सामान्यतया गौः मुखं यादृशं भवति तादृशम् एव निर्माणार्थं चेष्टां क्रियतां पुनः कक्षां प्रति आगच्छन्तु तत्र अहं तत् तत् सम्यक् कारयामि ह्म् अस्तु

ह्म् तत्र तत्र किञ्चित् तत् किं तत्र वर्णसंयोजनं कर्तव्यं तत् तन्निमित्तं ह्म् ह्म् भवान् कक्षां प्रति आगच्छतु अहं सर्वं विषयं बोधयामि सम्यक्तया ह्म् आमाम् एवं